देशीयवैद्यपद्धतयः आयुर्वेदपद्धती सिद्धवैद्याः सिद्धवैद्यपद्धती योग अण्ड् नेचुरोपति युनानि होमियोपति सन्ति तेषु देशीयवैद्यपद्धती पद्धतीनां आधुनिकवैद्यपद्धती भेदः अस्ति एव उदाहरणार्थम् आयुर्वेद औषधानां परिणामः मन्दं भवति सैड् एफ़ेक्ट्स् न दृश्यते यदि आयुर्वेदपद्धती अनुसरामः तर्हि पथ्यादिकल्पना अनुसरणीयमेव परम् आलोपति मध्ये पथ्यादिकल्पना नास्ति मात्राणा परि परिणामः शीघ्रमेव ज्ञायते परन्तु सैड् एफ़ेक्ट्स् अधिकं भवति